आम् आचारहीनं न पुनन्ति वेदाः इति वाक्यं श्रूयते अस्मिन् प्रदेशे तावत् गुरुकलादीनां सत्वात् अत्र परितः एतद् गुरुकुलं परितः जनाः सश्रद्धाः सभक्ताः सभक्ति सम्यक् भागं गृह्णन्ति सर्वत्रापि सांस्कृतिक आचरणेषु किन्तु इतोपि किञ्चित् दूरं गच्छामश्चेत् पञ्च योजनपरिमितप्रदेशात् बहिः गच्छामश्चेत् तत्र युवानः तथा श्रद्धालवः न सन्ति सर्वेपि दार्वादिपानमत्ताः अपि च अश्लीलादि श्रवणम् अश्लीलादीनां वाचनम् अश्लीलादि अश्लील आचरणेषु रताः सन्ति तस्मात् अयं भागः अस्मिन् भागे तावत् सांस्कृतिकविषयेषु यूनः निरुत्साहिनः इत्येव आधिक्येन वक्तुं शक्यते अधिकं प्रतिशतम् अत्र यूनः निरुत्साहकाः एव सन्ति इति अतः अत्र गुरुकुलं तावत् कार्यं कुर्वत् सर्वेषाम् उत्साहवर्धनार्थं कार्यं कुर्वत् तदा तदा कार्यं कार्यक्रमादिं यो आयोजनं तत्र किं वैज्ञानिकं कारणम् इत्यादिरूपेण प्रतिपादयन्तः इदम् आ आधुनिकैः अपि विज्ञानिभिः अङ्गीक्रियते इति दर्शयत् विज्ञानपुरस्सरं श्रुत्युक्तं प्रमाणमपि दर्शयन्तः तत्र कार्यं कुर्वन्तः स्मः तस्मात् तेषाम् उत्साहः अधिकः भवेत् इति आशास्महे